देशीय चिकित्सापद्धतिषु आरोग्यस्य कल्पना आयुर्वेदं बहु सम्यक् अस्ति अस्माकं देशस्य चिकित्सारूपं तत्र विषयः कः इत्युक्ते पूर्णं स्वास्थ्यं दृष्ट्वा एव चिकित्साम् आरम्भं भवति तत्र वातं पित्तं कफम् इति त्रीणि विषयानि सन्ति किमपि न्यूनमस्ति चेत् देहस्य आरोग्यं न भविष्यति इति कारणात् तस्य बालेन्स् करोति आयुर्वेदचिकित्सा आयुर्वेदः गोल् गोलिका अनन्तरम् किमपि द्रव्यमस्तिचेत् ते तद् सर्वम् औषधानि सर्वाणि एतद् बालेन्स् करोति वातं पित्तं कफं तस्य शरीरस्य बालेन्स् करोति समं करोति तदनन्तरम् देहस्य आरोग्यं भविष्यति तदेव विशेषं पूर्णम् आरोग्यं दृष्ट्वा एव आयुर्वेदचिकित्साम् आरम्भं भवति